हरि ओं महोदयः अहं मोहन् वदन्नस्मि अर्धघण्टात् पूर्वं एकम् आर्डरम् स्थापितम् अस्मि विंशति इड्डलीं कृते इदानीं मम अतिथयः किञ्चित् कारणात् न आगमिष्यन्ति अतः उपहारं न अवश्यकं कृपया मम आर्डर् केन्सल् कृत्वा यत् धनं अहं आर्डर् कृते स्थापितं अस्ति तत् धनं मम अकौण्ट् मध्ये मरुस्थापितं धन्यवादः महोदयः